हरिः ओं महोदय नमस्ते अहं अहं भवतां विद्यालये जोब् एप्लीकेशन् कृतवान् आसम् आम् आम् उत्सुकः अस्ति आम् पृच्छन्तु भवन्तः आम् आम् आम् जा जानामि मम् अहं मञ्जुनाथभट्टः मम संस्कृते अद्वैतवेदान्ते विद्वत् पदवीं स्वीकृतवान् अस्मि एवं ओपेन् युनिवर्सिटी मध्ये संस्कृते एम् ए अपि कृतमस्ति संस्कृतविषये अलङ्कारविषये एवं एन् इ टि टुद् टू तौजण्ड् नैन् मध्ये एन् इ टि उत्तीर्णम् अभवत् अस्ति एवं पी एच् डी रेजिस्ट्रेशन् अपि कृतवान् अस्मि एवं अस्तु धन्यवादः महोदय वदन्तु भवन्तः ह अस् जानामि जानामि अत्र लभ्यते न लभ्यते इति जानामि न शक्यते आ आम् एवम् एवम् एवं सत्यं एवं सत्यं अहं यदि अवश्यं भवति यदि यदि यद् यदि यदि अवश्यं भवति यदि अवश्यं भवति म अहम् एकं पाठं स्वीकृत्य डेमो दातुमिच्छामि एवं अहम् अत्र अत्र अत्र विद्यालये आम् अस्ति अस्ति अस्ति अहम् अत्र अस् अस्ति अस्ति अहम् अत्र विद्यालये एक एकः एकस्मिन् महिलाविद्यालये दशवर्षाणि यावत् असिस्टेण्ट् प्रोफेसर् रूपेण का कार्यं कृतम् आम् आम् आम् किञ्चिद् अनुभवः अस् किञ्चिद् अनुभवः अस्ति किञ्चिद् आम् दशवर् दशवर्षाणि आं यदि अवकाशः लभ्यते यदि भवतां विद्यालये कार्यं कर्तुम् अवकाशः यदि लभ्यते कर्तुम् इष्ठ् इष्टवान् अस्मि अतः प्रार्थयामि अवकाशं यच्छन्तु इति आम् आम् अस्तु अस्तु चयनं कुर्वन्ति ह अस्तु अस्तु निश्चयेन निश्चयेन अस्तु अस्तु धन्यवादः धन्यवादः महोदय निश्चयेन